श्रव्यकाव्यं दृश्यकाव्यं चेति काव्यं द्विविधम् यत् श्रोतुं शक्यं योग्यं वा तत् श्रव्यम् गद्यपद्यादीनि काव्यानि यानि प्रसिद्धानि सन्ति तानि सर्वाणि श्रव्येषु अन्तर्भवन्ति सङ्गीतादीकं च दशविधरूपकाणि ये यत्र नाटकं प्रहसनं भाणः इत्यादीनि भवन्ति तानि सर्वाणि दृश्यकाव्यम् इति उच्यन्ते यथा नाम एव विशदयति नेत्रोयोः अपि यद् आनन्दं दातुं समर्थं तद् दृश्यकाव्यं भवति संस्कृतसाहित्ये दृश्यकाव्यस्य महानेव इतिहासः अस्ति कानिचन प्रसिद्धानि दृश्यकाव्यानि नाम्ना उदाहरामि अत्र कालिदासस्य अभिज्ञानशाकुन्तलम् मालविकाग्निमित्रं च भासस्य प्रतिज्ञायौगन्धरायणं स्वप्नवासवदत्तं शूद्रकस्य मृच्छकटिकम् इत्यादीनि बहूनि नाटकानि प्रहसनानि इत्यादीनि संस्कृतसाहित्ये उपलभ्यन्ते